बाल्ये अहं शालाप्रवासार्थं विद्यालयतः मम विद्यालयः जयपुरग्रामे वर्तते जयपुरतः शालाप्रवासार्थमहं बेलूरु हलेबीडु प्रति गतवान् आसम् तेन सहैव तत्र श्रीरङ्गपट्टण मैसूरुप्रासादः प्रासादं प्रत्यपि शालातः वयं गतवन्तः तत्र आदिमः प्रवासः एषः एव आसीत् बेलूरु पुनः हलेबीडु तत् तदा वयं बेलूरु हलेबीडु गत्वा तत्रत्यानि पुरातनमन्दिराणि दृष्टवन्तः तथैव मन्दिराणां भग्नावशेषाः ब्रिटीश् जनानां आक्रमणेन मोघल् जनानां आक्रमणेन त तेन सहैव तत्र पुलकेशिसाम्राज्यस्य वैभवं च वयं अक्षसात् कृतवन्तः तत्र तेन सह शिल्पि शिल्पिनः जकणाचार्यः शिल्पी यः आसीत् जकणाचार्यः तेन कृत शिल्पकलाः अत्यद्भुतानि आसन् तानि सर्वाणि वयं तत्र आदौ दृष्टवन्तः एतदेव मम आदिमं आदिमः प्रवासः आसीत् द्वितीयः प्रवासः मैसूरुप्रासादं प्रति आसीत् मैसूरुप्रासादः तु महोन्नतः प्रासादः वर्तते तत्र प्रासादवीक्षणं तेन सहैव विश्वेश्वरय्य कृत कन्नम्बाडिकट्टे इति यद्वदामः जलनिपातः यः वर्तते तत्रापि वयं गतवन्तः एवं च शालाप्रवासः सह शैक्षणिकप्रवासः अपि आसीत् तत्र शिक्षणसम्बद्धविषयान् अपि वयम् अधीतवन्तः एवं रीत्या शालाप्रवासः इतोपि मनसि आनन्दं जनयति